हरिः ओम् आ अहं सौम्य वदन् अस्मि अत्र इदानीमहं श्रुङ्गगिरिं प्रति भवतां क्याब् कार्याने अगतवान् इदानीं मया उडुपिनगरं गन्तव्यमस्ति पुनः प्रत्यावर्तनीयं भवान् अत्र समीपे अस्ति वा ओ अस्ति वा तर्हि अत्र पुनः आगन्तुं शक्नोमि वा एवम् आवां मिलित्वा तत्र पुनः प्रत्यागमनं करिष्यामः अस्तु अस्तु अस्तु कति समयः नीयते एवम् एवम् आगच्छन्तु तर्हि शीघ्रम् आगच्छन्तु अहम् अत्रैव मेणसे मद् मेण्से मध्ये शृङ्गेरिसमीपस्थमेण्से ग्रामे अहम् अस्मि तत्र स् केन्द्रीयसंस्कृतविश्वविद्यालयः इति अस्ति तस्य सम्मुखे एव अस्मि शीघ्रम् आगच्छन्तु मिलित्वा गमिष्यामः